आं मम कृते नृत्यमित्युक्ते बहु रो इष्टमस्ति रोचते नृत्यं तत्र अहं यूट्यूब् मध्ये प्रतिबा किणि इति एकं भरतनाट्य यूत्यूब् चानल् अस्ति तत्र भरतनाट्यं कथं करणीयमिति आन्लैन् कोर्स् इत्यादिकं यच्छन्ति तद्दृष्ट्वा वयं गृहे एव कथं भरतनाट्यं कर्तुं शक्यते इति शिक्षयितुं शक्यते पुनश्च तत्र सामान्यतया कथं तत्र दोषान् कुर्वन्ति नाम नृत्यकरणसमये कुत्र कुत्र सामान्यतया दोषाः भवन्ति इत्यादिकं दर्शयन्ति पुनश्च तद् कथं निवारणीयम् इत्यपि ते वदन्ति अतः तद् यूट्यूब् चानल् सम्यगस्ति इति मम अभिप्रायः पुनश्च तद् भरतनाट्यस्य विषये सम्यक्तया पाठयन्ति अतः तद् अस्माकं पारम्परिकं नृत्यम् अस्ति इत्यतः पारम्परिकनृत्यस्य रक्षणमपि भवति पुनश्च तस्य प्रसारप्रचारणं च भविष्यतीत्यतः तद् अहं यूट्यूब् चानल् मध्ये पश्यामि पुनश्च सामान्यातया यद् भवन्ति अन्यद् वेस्टर्न् ड्यान्स् इत्यादिकं तदपि सम्यक् भवति किन्तु अस्माकं पारम्पारम्परिकनृत्यानि यानि सन्ति भरतनाट्यं कुच्चुपुडि मोहिनी अट्टं ओडिस्सी ताः अस्माकं कृते न मम कृते बहु रोचते